आदौ तु अधिकदिनानां कृते बहिः एव अहं न गन्तव्यं तथापि यदि गच्छामि तर्हि सायङ्काले एव आगच्छामि तथा गृहे शाकपादपः कुसुमपादपः सन्ति ये जलम् अभावेन शुष्की भवेत् इति कारणात् एकं सेवकं योजयामि यः पादपैः कृते जलं व्यवस्था करोति सिञ्चति अन्यथा अन्ते स्थापयित्वा एव अहं बहिः गच्छामि